षेविङ्ग् इत्यस्य विषये इत्यस्मिन् विषये षेविङ्ग् क्रीम् इति एकः षेविङ्ग् क्रीम् किं के किं षेविङ्ग् क्रीम् क्रेतव्यम् इति चिन्तनं भवति तत्र षेविङ्ग् सोप् भवति षेविङ्ग् क्री भवति कस्य उप उपयोगः युक्तः इति चिन्तयामः चेत् कदाचित् षेविङ्ग् सो षेविङ्ग् सोप् एव सम्यक् इति भाति तथा चिन्तयामः चेत् एतत् षेविङ्ग् क्रीम् यद् अस्ति तस्य मौल्यमधिकं वर्तते तस्मात् किमर्थं तावत् मूल्यं दातव्यम् यत्र स्नानार्थं यः स्नानार्थं यं फेनकम् उपयोगं कुर्मः तेनैव षेविङ्ग् अपि कर्तुं शक्यते षेविङ्ग् सोप् अपि उपयोगं कर्तुं शक्यते किमर्थं तावत् धनं दातव्यम् इति चिन्तयामः चेत् षेविङ्ग् क्रीम् न ईप अपेक्षते इति वक्तुं शक्यते इतोऽपि एकः विषयः अस्ति कश्चन पण्डितः उक्तवान् यदा केशमण्डनं कुर्मः तदा एव षेविङ्ग् करणीयम् पृथक् षेविङ्ग् न करणीयम् इति शास्त्रे अस्ति तथा चिन्तयामः चेत् यदा वयं केशमण्डनार्थं कटिङ्ग् शाप् गच्छामः तत्र एव षेविङ्ग् सः करोति किमर्थं षेविङ्ग् क्रीम् क्रेतव्यं तो इदं यदि शास्त्रं पालयामः चेत् षेविङ्ग् गृहे न करणीयमेव यदा केशमण्डनं करणीयं तदा एव षेविङ्ग् अपि करणीयं भवति तद् दीक्षा दीक्षा किमपि वदन्ति दीक्षाशौचम् इति वा दीक्षा किमपि पारिभाषिकशब्दः अस्ति तत्र तथा शास्त्रं परि पालयामः चेत् षेविङ्ग् क्रीम् न अपेक्षते एव